मम अत्यन्तम् इष्टा क्रीडा क्रिकेट् वर्तते तत्र अहं बाल्यकालतः एव कन्दुकक्रीडायां मम रुचिः अस्ति यदा अहं विद्यालये पठामि तस्मिन् समये मम एकं मित्रमस्ति शुभंसर्मा तेन सह अहं कन्दुकक्रीडा क्रीडामि तत्र विभागद्वयम् स्वीकृत्य वयं टेन् टेन् ओवर् इति लीग् क्रीडामः तत्र अहं केप्टन् रूपेण भवामि तथा च सः अपि केप्टन् रूपेण अस्ति तत्र अहम् एकस्मिन् समये तु अहं पञ्चाशत् रन त्री ओबरेसु कृतवान् तथा अहं क्रिकेटं बहु अधिकं पश्यामि तथा च अहं बाल्यकालतः एव दूरदर्शनं चेनल् उपरि अहं क्रिकेट् पश्यामि अधुना अपि अहं यदा समयं लभ्यते तदा अहं क्रिकेट् पश्यामि मम जीवने अहं प्रतिदिनं क्रिकेट् पश्यामि यदा यदा भारत देशस्य मेच् भवति तदा अहं नियमितरूपेण पश्यामि मम फेवरेट् क्रिकेटर् सचिनतेन्दुल्करः अस्ति विरेन्द्रसेवाग् अस्ति तथा वर्तमानसमये रोहितसर्मा विराटकोलि तथा चस्पिधुम्रा एते सर्वे मम फेवरेट् क्रिकेटर् सन्ति अहं किमर्थं क्रीणामीति वदामि क्रीडनार्थं क्रीडा यदि क भवति तदा मानवजीवनस्य स्वास्थ्यं सम्यक् भवति अतः मानवजीवने क्रीडायाः महत्वम् अतीव महत्वपूर्णं वर्तते अतः सर्वेषां क्रीडा करणीया